समदोष समाग्निच्श्र समधातुमलक्रिय प्रसन्नात्मेन्द्रियमना स्वस्थ इत्यभिधीयते अत्र समदोषसमाग्निः समधातुमलक्रिया प्रसन्नात्मेन्द्रियमनाः स्वस्थः इति अभिधीयते अत्र स्वस्थः इत्यस्य लक्षणं स्वास्थ्यं कथमित्येव अत्र उक्तमस्ति अत्र एकत् सुश्रुतसंहितायां विद्यमानं भवति समदोषं समदोषाः त्रिदोषाः भवन्ति वातपित्तकफः तदपि अग्निः च समं भवेत् धातुमलक्रिया तत्र तदपि समं भवेत् एवम् एते समाः भवन्ति चेत् प्रसन्नं भवति आत्मा इन्द्रियाः मनः च येन प्रकारेण यथा क्रमं इन्द्रियाः स प्रसन्नं भवति मनः प्रसन्नं भवति आत्मा प्रसन्नं भवति एवं चेद् त्रिषु स्थानेषु स्वस्थता प्रसन्नता अस्ति चेद् तत्र स्वास्थ्यम् अस्ति इति वक्तुं शक्यते दोषाः अग्निः धातुमलक्रियाः एते समत्वरूपेण वर्तन्ते चेत् इन्द्रियमना आत्मा च प्रसन्नं भवति एवं प्रसन्नं भवति चेत् तत्र स्वस्थता वर्तते अथवा स्वास्थ्यं वर्तते इति वक्तुं शक्यते